मूलभूतविषयं तु नास्ति एकवारं भवतः सम्पूर्णविवरणं दत्वा तद् सङ्ख्या योजयति चेत् तद् अलं पुनः पुनः करणीयम् इति नास्ति पास्वर्ड् वा ओ टि पि वा स्मरणे अस्ति चेत् तत् परियाप्तं भवति